नमस्ते महोदय कथमस्ति गृहे सर्वे कुशलं वा मम गृहे एकं एकं शुभकार्यमस्ति महोदय मम मम मम पुत्री अस्ति किल तस्याः ननान्दः तस्या तस्याः गृहे तस्य देवरस्य विवाहः अस्ति आम् आं पुष्पानि आवश्यकम् इदानीं

उत् उत्तमः न न महोदय अस्माकं गृहे केवलं पाटलं पुस् पुष्पं सर्वेभ्यः रोच् रोचते अतः पाटलं पुष्पं एवम् आवश्यकम् आम्

किञ्चित् बृहत् अस्ति चेत् उत्तमम् किञ्चित् क् किञ्चित् पुष्पाणि रक्तवर्णानि ददातु अन्यानि सर्वाणि पीतवर्णानि आवश्यकानि न न न न न रङ्गद्वयमेव पर्याप्तं महोदय अनन्तरं ब भवान् प्रातःकाले शीघ्रम् आनयितुं शक्यते वा

कुत् कुत् भवान् मम गृहं जानाति किल अन्नानगरे अस्ति किन्तु किन्तु अ अन्नानगरतः किञ्चित् दूरं पाण्डिचेरी इति नगरम् अस्ति किल तत् तत् तत् तत्र किञ्चित् तत् प्रातःकाले आवश्यकम् आम् आम् आम् अहं लोकेशन् तु प्रेषयिष्यामि किन्तु प्रातःकाले ब् अहन्तु सर्वदा भवतः एव पुष्पानि सर्वस्मिन् समये आनयामि अतः भवान् एव पुष्पं तत्र आनयतु महोदय

अधिकम् अस्ति चेत् किञ्चित् महोदय किञ्चित् न्यूनं रूप्यकाणि स्वीकरोतु महोदय इदानीन्तु विवाहः कृतः अधिकानि तत्र ते ते अन्य अन्य सर्वे सर्वविषये तत्र रूप्यकाणि तत्र ते ददाति अतः अत्र पुष्पाणि विषये किञ्चित् भवान् डिस्कौण्ट् ददातु महोदय

आम् दश दश के जि भवान् ददातु महोदय

किन्तु भवान् उक्तवान् किल किञ्चित् डिस्कौण्ट् ददाति अतः डिस्कौण्ट् ददातु विवाहगृहम् अस्ति आम् आं ददातु महोदय इदानीं भवान् भवान् प्रातःकाले एव ददाति चेत् उत्तमः त ते तत् ब बहु लाभदायकं भवति अतः यदि प्रातःकाले अस्तु महोदय धन्यवादः गुगूल् पेमेण्ट् करोमि महोदय गुगूल् पेमेण्ट् अस्तु अस्तु अस्तु रां रां महोदय प्रातःकाले मेलिष्यामः अस्तु मिलामः मिलावः